मम देहलीप्रदेशे स्थलेषु क्रीडाङ्गणेषु स्थानीयाः राष्ट्रीयक्रीडां कारयन्ति तस्य आयोजनं कदा भवति नाम प्रति षड् मासेषु तत्र क्रीडायाः आयोजनं भवति तत्र के भागं गृह्णन्ति नाम बाह्यतः आगत्य अन्ये भिन्नभिन्नराज्यतः आगत्य तत्र भागं गृह्णन्ति तत्र कति जनाः कार्यक्रमं दृष्टुम् आगच्छन्ति नाम द्विसहस्राधिकजनाः आगत्य कार्यक्रमं द्रष्टुम् आगच्छन्ति तत्र म्यारथान् नाम्नि कश्चिद् क्रीडा अस्ति तत्र सहस्राधिकजनाः आगत्य भागं गृह्णन्ति अपि च क्रीडन्ति तत्र यः विजयं प्राप्नोति तस्य कृते लक्षाधिकं धनं यच्छन्ति अपि च पुरस्काररूपेण तस्य कृते सर्टिफ़िकिट् अपि च ट्राफी यच्छन्ति